कराः आर्थिकव्यवस्थायाः प्रमुखं भागं भवन्ति कराणम् माध्यमेन सर्वकारः सर्वं सार्वजनिकसेवाः विकासयोजनाः सुरक्षा व्यवस्थाः च सञ्चालनं कुर्वन्ति करविषये अद्यपर्यन्तं यदा प्रथमं करप्रकारः टैप्स् आफ़् टेक्सस् प्रत्यक्षकराः डैरेक्ट् टेक्सस् एते कराः प्रत्यक्षतया व्यक्तिभ्यः वा संस्थाभ्यः आरोपिताः भवन्ति प्रमुखाः प्रत्यक्षकराः निर्मिलिखिताः आयकरः इन्कम् टेक्स् व्यक्तीनां वा संस्थानम् आयस्य आधारेण आरोपितः करः निघमकरः कार्प्ररेटिव् टेक्स् कार्परेट् टेक्स् संस्थानां कार्प्रेषन्स् आयस्य आधारेण आरोपितः करः परोक्षकराः इन्डरेक्ट् टेक्सस् एते कराः वस्तूनां वा सेवानां विक्रयस्य समये आरोपिताः भवन्ति प्रमुखाः परोक्षकारः निम्लिखिताः वस्तु एवं सेवाकरः जि एस् टी गुड्स् अण्ड् सर्विसेस् टेक्स् वस्तूनां सेवानां च विक्रयस्य समये आरोपितः समन्विकरः उत्पादनकरः एक्सेस् ड्यूटी विधि विविधानाम् उत्पादनानाम् उपरि आरोपितः करः सीमा शुल्कः कस्टम्स् ड्यूटी आयातः निर्यातव्यापारस्य समये आरोपितः करः द्वितीयं करार्थं स्वीकृतस्य धनस्य उपयोगः यूटलैज़ेशन् आफ़् टेक्स् रेवेन्यू सार्वजनिकसेवाः पब्लिक् सर्विसस् कररूपेण स्वीकृतं धनं स्वस्थ्यसेवायां शिक्षायं परिवहनव्यवस्थायां च व्यव्यते सुरक्षाव्यवस्थाः सेक्यूरिटि अण्ड् डिफ़ेन्स् राष्ट्रसुरक्षायां सैनिकबलस्य स्थिरीकरणाय पोलिस् व्यवस्थायां च कररूपेण स्वीकृतं स्वीकृतं धनम् उपयुज्यते